मम एका सखी अस्ति सा मया सह सम्यक् न भाषते तस्याः व्यवहारः मत् प्रति सम्यक् नास्ति एकस्मिन् दिने अस्माकं विश्वविद्यालये कार्यक्रमः आसीत् नाम नाटकस्पर्धा आसीत् इतः नाम अस्माकं विश्वविद्यालयतः जयपुरगन्तव्यम् आसीत् तर्हि नाटकविषये मदपेक्षया तस्याः ज्ञानम् अधिकमासीत् तर्हि सा केनापि सम्यक् न भाषते तस्याः व्यवहारः एवमेव सा केनापि सह सम्यक् न व्यवहरति तर्हि यदा अस्माकं नाटकस्य सरावः आरब्धः सा बहु क्रोधः करोति केनापि सह सम्यक् न वार्तालापं करोति स्म तथापि मया चिन्तितं यद् अस्माकं यत्किमपि अस्ति नाम न भाषते मया सह सम्यक् तथापि तत् सर्वं परित्यज्य मया चिन्तितं वयं कुर्मः तत् कार्यं यतो हि तद् आपतितमस्ति तस्याः व्यवहारः क यतोहि कष्टकरः एव तथापि परिस्थितेः समाधानार्थं तया तया सह सम्यक् वार्ता कृता मया